अस्माभिः विदितमेव अर्थशास्त्रस्य लेखकः कौटिल्यः इति अयं चन्द्रगुप्तमौर्यस्य आस्थानविद्वानासीत् अनेन अर्थशास्त्रग्रन्थः लिखितः अत्र च अर्थशास्त्रशब्दे एव द्रष्टुं शक्यते अर्थः इत्यस्य संस्कृते धनम् इत्यर्थः सो अस्मिन् अर्थशास्त्रे प्रमुखतया धनविषये अर्थशास्त्रस्य विषये कश्चन राजा धनं कथं व्ययं कुर्यात् कुर्यात् पुनः धनसङ्ग्रहं च कथं कर्तव्यं पुनः तत्र सेना विषये इत्यादिविषयेषु अस्मिन् ग्रन्थे चर्चा कृता वर्तते अत्र च अधुना चिन्तनीयं भवति यत् एकः श्लोकः स्मर्यते न चोरकार्यं न च राजकार्यं न भ्रातृभाज्यं न च भारकारिः व्यये कृते वर्धते एव नित्यं विद्याधनं सर्वधनप्रधानमिति अत्र च धनम् इत्यनेन सम्पत् इति गृहीतव्यं भवति धनं च कथं सम्पादनीयमिति प्रश्नः भवति तच्च सन्मार्गे एव सम्पादनीयं सन्मार्गश्च कथं भवति नाम धनार्थमेव यदि कश्चन गच्छति तत् सुलभेन न प्राप्यते यदा अनेन अस्मिन् श्लोके अपि सारांशेन तदेव उक्तं वर्तते यत् विद्या विद्यां यः सम्यक् पठति यदि कस्यचित् समीपे विद्या सम्यग् वर्तते तस्मै धनम् अग्रे प्राप्यते एव इति अतः अस्माभिः विद्यायाः पृष्ठे गन्तव्यं धनञ्च अग्रे अस्माभिः प्राप्यते एव इति ज्ञातव्यं भवति पुनः चतुर्विधेषु प पुरुषार्थेषु धर्मार्थकाममोक्षेषु मोक्षेषु अन्यतमः अर्थः नाम धनम् अतः तदस्माभिः गृहीतव्यं भवति अस्माभिः विद्यायाः पृष्ठे गन्तव्यं तेन च तेन च धनम् अस्माभिः सुलभेन प्राप्तुं शक्यते